सुरससुबोधा विश्वमनोज्ञा ललिता हृद्या रमणीया इति संस्कृतस्य विषये प्रबुद्धजनाः वदन्ति अन्यभाषापेक्षया संस्कृतभाषा कथं विशिष्टा इति प्रश्नस्य उत्तरम् अस्य वाक्ये एव अस्मिन् वाक्ये एव अस्ति संस्कृतभाषा जनमानसपावनी अस्ति किमर्थम् इत्युक्ते सा सुरभारती दया दानं गौरवं शौच्यम् औदार्यम् अनसूया शमादि मानवीयगुणानां विवेचनं कृत्वा पाठयति अस्मान् तथैव एषा भाषा शब्दसन्दोहप्रसविनी अस्ति तत्र साहित्यक्षेत्रे यदि स्वीकुर्मः चेत् अथवा वेद वेदानां विषये व अन्यान्यसाहित्यविषये वा कुत्रापि स्वीकुर्मः संस्कृतस्य भाषा प्रबुद्धता भाषा भाषापटवः इत्यादय इत्यादि विषयं स्वीकुर्मश्चेत् एषा भाषा तु शब्दन्दोहप्रसविनी इत्येव वक्तुं शक्नुमः अनन्तरम् संस्कृतस्य गौरवं यत्र अस्ति इति चेत् बहुविधज्ञानाश्रयत्वम् अस्ति संस्कृतभाषायां व्यापकत्वम् अस्ति यदि महाभारतस्य उदाहरणं स्वीकुर्मः तत्र वक्तुं शक्नुमः तत् महाभारते एषः विषयः नास्ति इति कथं कदापि वक्तुं न शक्नुमः महाभारते सर्वाणां शास्त्राणाम् उल्लेखः अस्ति विचारः प्रस्तुतम् अस्ति तथैव वेदेषु अपि तानि बहु शास्त्र